आम् आं कुत्र गन्तव्यम् बसवनगुडी मध्ये कुत्र अस्तु आगच्छन्तु आगच्छतु उपविशतु पञ्चाशत् अधिकशतम् त्रिंशत् अधिकं शतं ददातु आगच्छतु उपविशतु कष्टं भगिनि अशीतिः रूप्यकाणि इत्युक्ते कष्टं भवति अस्तु भवती तर्हि अन्त् भ भगिनि भवत्याः अपि मास्तु मम अपि मास्तु शत शतरूप्यकाणि ददातु अन्तिमम् भगिनि मार्गे अन्यकमपि जनः जनम् उपवेशयितुं शक्नोमि वा न न तस्मिन् मार्गे अन्यः कोऽपि आगच्छति अतः मम किञ्चित् लाभः भवति इति पृष्टवती अस्तु चिन्ता नास्ति उपविशतु गच्छावः